हरिः ओं नमो नमः अहं ज्ञातुमिच्छामि कथं रैल् यानस्य टिकट् रेट् स्थगयितुं शक्यते अस्तु मम रैल् यानसङ्ख्या एकं षट् त्रीणि एकं पञ्च कन्याकुमारी बेङ्गलूर् एक्स्प्रेस् अस्तु अहं प्रतीक्षामि अहम् आन्लैन् मध्ये बुक् करोति आं तदेव अहं दिल्लीं प्रति टिकेट् बुक् कर्तुम् इच्छामि इदानीम् अस्य मासस्य पञ्चदशदिनाङ्के आम् अहं तत् गृह्णामि तस्य यदि प्रथमश्रेणी उपलब्धा आम् अस्तु मम त्रीणि टिकराणि आवश्यकानि सन्ति भोः इदानीं यदि नास्ति इदानीं रैञ्ज् कट्

एकवारं वदामि वा आम् इदानीं श्रद्धा न करोमि आम् अत्र रूपं धनं च धन्यवादः अस्तु